एतावता मया चित्रं ग्रहीतुं कुत्रचिद् प्रवासः न कृतः वर्तते किन्तु कर्तव्यम् इति आशा तु बहु वर्तते तत्रापि भारते बहुस्थानानि वर्तन्ते यथा चित्रग्रहणार्थं योग्यानि वर्तन्ते पर्वतादीनि जलपातादीनि इत्यादीनि तत्रापि योगजलपातः इत्यादिजलपातेषु चित्रग्रहणम् इच्छामि अपि च मलनाडुप्रदेशे चित्रग्रहणम् इच्छामि तत्र या प्रकृतिः वर्तते सा बहु मनोहरा वर्तते अतः तत्र चित्रग्रहणम् इच्छामि अपि च रेसोर्ट् स्थले अपि चित्रग्रहणं कर्तुम् इच्छामि तत्रापि प्रकृतिः वर्तते मया तु मनुष्याः अपेक्षया प्रकृतेः चित्रग्रहणं बहु इष्यते अतः प्रकृतेः चित्रग्रहणार्थं यानि यानि स्थानानि प्राप्यन्ते तत्र सर्वत्र गन्तुम् अहमिच्छामि